अत्र वुडैड्स् इति सिटि मुम्बै तथैव ज जनाधिक्यं तु तस्मिन् प्रदेशे अस्ति एव अतः चिकित्सालयेषु अपि जनाधिक्यं ब वर्तते किन्तु तत्र समेषां कृते उचिता उचिता चिकित्सा सर्वैः दीयते समीचीनतया तत्र निरीक्षतव्यम् इत्यादिकं नास्ति किमपि सौभाग्यवशात् यतोऽहि ये वैद्याः सन्ति उत नर्सस् सन्ति ते अतिशीघ्रं सहायं कुर्वन्ति भवताम् एमर्जेन्सि वा दृष्ट्वा अग्रे किं कर्तव्यं किं न कर्तव्यम् इति स ज्ञानं सामान्यः वार्ड् बाय् वा भवतु नर्स् वा भवतु तेषामपि अस्ति अतः तद् योग्यमेव कार्यं ते कुर्वन्ति इति